हलो हलो शशाङ्क अप्लैयन्स् वा भवतु मह्यम् एकं टी वि अपेक्ष्यते समीचीनम् मम हाल् हाल् मम हाल् सैज़् प्रायशः फ़िफ़्टि बै ट्वेण्टि अस्ति अतः बृहत् टी वि अपेक्ष्यते तत्र एल् जि वा सोनि वा इति स्टाण्डर्ड् कम्पेनि इत्यस्य अपेक्षितम् तस्य कथं फ़ेसिलिटीस् किम् किम् अस्तीति उच्यताम्

बजेट् विषये चिन्ता कापि नास्ति किन्तु एकवारं हाल् कृते सैज़् कियत् सूट् भवति एतदेकवारं भवता वक्तव्यम् तस्य इदानीम् मेक्सिमम् सैज़् किम् अस्ति टी वि इत्यस्य न न सैज़् सैज़् इञ्चस् मध्ये म्याक्सिमम् सैज़् इदानीं कियदागच्छति एटि फ़ै प्रायः आगच्छति एटि फ़ै इति प्रायः आगमिष्यति म्याक्सिमम् तत् भवतां सविधे अस्ति वा उपलब्धम् अस्ति वा न तदेव इत्युक्तौ मया तु एल् जि मध्ये दृष्टं सोनि मध्ये दृष्टं भवता इदानीम् ओनिडा इति उच्यते तत्र किं किम् अस्ति ओनिडा मध्ये किं किम् आप्शन् अस्तीति किञ्चित् मह्यं सूच्यते चेत् मम अपेक्षितं सर्वं तत्र लभ्यते चेत् तदेव पश्यामः

नाम साक्षात् पुरतः उपविश्य द्रष्टव्यमिति अपेक्षा न भवति इतस्ततः दृश्यते चेदपि अस्माभिः चित्रं सरलतया द्रष्टुं शक्यते तर्हि तस्य योजनादिकं भवन्तः एव कुर्वन्ति तस्य इन्स्टालेशन् सर्वं भवतां कृते अस्माकं कृते फ़्री एव लभ्यते अस्तु अहमत्र एन् एस् यु इति भवता राष्ट्रियसंस्कृतविद्यापीठः ज्ञायते किल तत्र निवसामि तत् समीपे एव मम गृहमस्ति भवतां प्रायः शोप् इत्यस्य लोकेशन् बैरागिपट्टण इति प्रदर्श्यते ततः गमनागमने कथम्

आमामामाम् आम् अस्तु

अस्तु अस्तु अन्यच्च अन्यत् अन्यत् एल् जि मया पूर्वमुपयुक्तं तत् मम सम्यक् अभात् भवता इदानीम् ओनिडा इति उच्यते द्वयोः मध्ये मूल्यविषये कथं कथं व्यत्यासः अस्ति मूल्ये

नाम मम फ़िफ़्टि इञ्चस् मध्ये अस्ति पूर्वतनम् पुरातनम् तस्य कियदागच्छति अस्तु अस्तु अस्तु अस्तु अस्तु तर्हि भवान् भवान् भवान् आपणे कस्मिन् समये भवति एकवारं साक्षात् आगत्य मिलामि अस्तु अस्तु तर्हि आगत्य फ़ोन् कृत्वा मिलामि भवतु धन्यवादः